गतवर्षे अहं नाग्पुर् जनपदे स्थितं देवलाबार् नाम एकं क्षेत्रं गतवान् तत्र अहं शिवाजि उपरि भाषणार्थं गतवान् तत् मम विषयः अस्ति छत्रपतिशिवाजिमहाराज् जयन्तिः विषये अहं किं किञ्चित् उक्तवान् एवं धनं परिवर्तनविषये अपि अहं तत्र जयः श्रीरामः इति न उद्घोषणं दत्तवान् तत्र एकः आदिवासी न जनाः मां ताडयितुम् आगतवान् एवम् अहं तस्य भार्या अपि मां मां ताडयितुम् आगतवती एवं तस्य तद्विषये तत्र कः तद्ग्रामे अहं रामस्य विषये बहु अधिकम् उक्त्वान् छत्रपतिशिवाजी शिवाजी महाराजस्य विषये तस्य शोर्यगाथा तस्य जीवनं तस्य अब्ज अब्ज़ल्खान्तः सह युद्धविषये अपि अहम् उक्तवान् एवम् अग्रे अहं शिवस्य विषये उक्तवान् आदिवासीजनाः शिवस्य शिवस्य पूजनं करोति परन्तु रावणस्य पूजनम् अपि करोति परन्तु कर्तुं कुर्वन्ति परन्तु आदिवासीजनाः रामस्य पूजनं भगवतः श्रीरामस्य अयोध्यायाः रामस्य पूजनं न कुर्वन्ति कुर्वन्ति तद् ते तस्य कारणमस्ति तद् रामः रावणस्य सह युद्धं कृतवान् तदर्थम् आदिवासीजनाः तस्य तस्य आदिवासीजनाः रावणस्य पूजनं करोति तदर्थं सः रामः रामः रावणस्य सह युद्धं कृतवान् तदर्थम् आदिवासीजनाः रामस्य पूजनं न कुर्वन्ति अग्रे ते ते तस्मिन् ग्रामे अहं बहु अधिकं कार्यं कृतवान् राष्ट्रियस्वयंसेवक्सङ्घेन सह एवं मम तत्र एकः कार्यवाहकः अस्ति तत् तत्र तालुकायाः द जनपदे

देवलापाव् क्षेत्रस्य आदिवासीग्रामे बहु कार्यं कृतवान् एवं धरिव परिवर्तनविषये बहु अधिकम् उक्तम् एवं भाषणं दत्तं ते के क्रिश्चन् आदिवासीजनाः क्रिश्चन् धर्मस्य धर्मं धर्मे धर्मं परिवर्तनं करोति तदर्थं तेषां पुनः हिन्दु सनातनधर्मे आगन्तुम् इति विषये आवां कार्यं कुरुतः